हरिः ओं अहं दिनत्रयपूर्वं ओला केब् यानं स्वीकृतवान् यतो हि केब् चालकः अविलम्बेन गृहं प्राप्तवान् सः भाषणे अपि सम्यगासीत् तथापि तस्य केब् यानस्य बहु दुरवस्था आसीत् बहु दुर्गन्धः आगच्छति स्म यस्मात् कारणात् वयं अत्यन्तं प्रदूषणे सति अपि वातायनं पिधातुं न शक्तवन्तः सः कार् यानचालनसमये ताम्बूळम् अपि खादति स्म खादित्वा बहु बहिः सः क्षिपति स्म तस्मिन् समये वातायने अपि तस्य अंशं आगतं भवान् कृपया एतत्सर्वं नोट् करोतु लिखतु मम अनुभवः तस्मात् कारणात् बहु असम्यक् जातः